मम प्रदेशे आजीविकायाः कर्मकराणां कार्यनियोक्तृत्वे च मुख्या श्रोताः अनेकानि सन्ति तत्र ते श्रोताः नाम कर्मकराणां कार्यबद्धता कार्ये आसक्तिः कार्ये दृढता कार्यकर्णसामर्थ्यं कार्यस्य समयदानं समयपरिपालनम् अनेके श्रोताः वर्तन्ते जनाः सर्वकारीयवृतिं प्रति प्राधान्यं प्रयच्छन्ति एव कदाचित् वैयक्तिकवृतिं प्रति अपि प्रधान्यं प्रयच्छन्ति येषां गृहे क्षेत्राणि वर्तन्ते ते आधिक्येन वैयक्तिकावृतिं प्रति प्राधान्यं प्रयच्छन्ति ये च येषां गृहे क्षेत्रादिकं नास्ति तैः उद्योगं कृत्वा एव जीवनभरणं कर्तव्यम् अस्ति ते तु सर्वकारीयवृत्तिं प्रति प्राधान्यं प्रयच्छन्ति उद्योगराहित्यं मया अवलोकितमस्ति यद्यपि ते अधीताः सन्ति चेदपि कार्यकरणासामर्थ्याऽभावात् तेषाम् उद्योगं न प्राप्तम् इति अहं चिन्तयामि